अहं नृत्यस्य रील्स् शार्ट्स् पश्यामि मुख्यतः कथक् नृत्यम् एवं भरतनाट्यं नृत्यस्य रील्स् एवं शार्ट्स् पश्यामि एवं साक्षात् यद्भवति तदपि अहं पश्यामि सामाजिकमाध्यमेषु मम प्रियाः नर्तकः मम प्रियाः नर्तकाः आसीत् बिर्ज् कथकस्य बिर्जु महाराजः एवं भरतनाट्यम् इत्यस्य गोपिकृष्णमहोदयः आसीत् अ अधुना अपि बहवः सन्ति किन्तु तेषां रील्स् अहं पश्यामि बिर्जुमहाराज् एव बिर्जुमहाराजस्य साक्षात् नृत्यम् अहं दृष्टवती आसीत् ये पठन्तः सन्ति वा ये गुरुशिष्यरूपेण पठन्तः सन्ति तेषां यः कार्यक्रमः भवति तदहं पश्यामि अतः ये ज्येष्ठाः वा ये नामवन्तः नृत्यकाः नर्तकाः सन्ति तेषां कार्यक्रमः अहम् अधुना द्रष्टुं न शक्नोमि किन्तु मह्यं रोचते